भारतीयसमाजे विविधमतानां मेलनात् विविधसंस्कृतिकर् संस्कृतिक्रमः समृद्धः विविधदेशभाषासु स्वीया भक्त्या सकलजनश्रेयोभिवृद्ध्यर्थं चिन्तनं स्वस् स्वस्मिन् मते प्रचलन् अभूत् सत्सु सर्वेषु मतेषु परस्परं विचारविनिमयः संस्कृतिपर्य परिचयः अपि च विभिन्नाः अस्ति एता एकता भासते अन्यमतानां विषये अधारं करणीयम् किन्तु बलात्कारेण मदीयदेशः मतान्तरेण वा न कार्यः सर्वे स्वमतलबिनः भूत्वापि राष्ट्रधर्मं देवसेवायां च विशेषतया अनुष्ठापितवर्तवन्तश्चेत् भिन्नोपि एकतां प्राप्तुम् अर्हन्ति